यतो हि भारतस्य सर्वाः भाषाः संस्कृतादेव तेषां प्रादुर्भावः भवतीति सर्वे जानन्ति एव अतः भारतस्य राष्ट्रीयभाषायामपि संस्कृतस्य प्रभावः सम्यक्तया द्रष्टुं शक्यते यतो हि यदि बा व्याकरणदृष्ट्या पश्यामश्चेत् तर्हि हिन् हिन्दीभाषायामपि विभक्ति इत्यादिकप्रयोगः द्रष्टुं शक्यते यथा अस्माकं संस्कृतभाषायमस्ति यथा अं विभक्ति इत्यस्य स्थाने को इति हिन्दीभाषायां कथयन्ति जनाः यथा रामम् इति इत्यस्य स्थाने हिन्दीभाषायां राम् को इति प्रयोगः दृश्यते अत एव ज्ञातुं शक्यते यत् यथा अस्माकं संस्कृतभाषायां विभक्ति इत्यादीनां प्रयोगः भवति तथा हिन्दीभाषायामपि भवति परन्तु तत्र एक नाम विभिन्न एका भिन्नता अस्ति यदस्ति हिन्दीभाषायां तु विभक्ति इत्यादीनां प्रयोगेण तु साक्षात् शब्दस्य किमपि प्रयो शब्दस्य किमपि प्रयोग परिवर्तनं न भवति परन्तु संस्कृतभाषायां विभक्ति इत्यादीनां प्रयोगेण तु साक्षात् शब्दस्य एव प्रयोगपरिवर्तनं दृश्यते यथा राम इति प्रातिपदिकात् राममिति जातं परन्तु हिन्दीभाषायां तु राम इति प्रातिपदिकं तु तथैव स्थास्यति त् तदनन्तरं तु ए विभक्तिम् एव योजयित्वा राम् को इति जनाः कथयन्ति अत एव सम्यक्तया राष्ट्रीयभाषायामपि संस्कृतस्य प्रभावः दृश्यते परन्तु तत्र प् नाम भिन्नता अपि द्रष्टुं शक्यते